अहं मम प्राथमिकम् अध्ययनं गृहे एव समाप्य किञ्चिदेव संस्कृतस्य दिशि अध्ययनार्थं गुरुकुलं गतः गुरुकुले शास्त्राणाम् अध्यापनं वेदस्य च अध्यापनं कार्यते स्म तत्र दर्शनशास्त्रस्य अध्यापनं कार्यते स्म कदाचित् अस्माभिः कथाः सर्वाः श्रुताः आसन् एवं कठोपनिषदि एवं कथा वर्तते एवम् आरुणिः इति कश्चन आसीत् सः तपश्चर्यां कृत्वा मोक्षं प्राप्तवान् क किं ब्रह्मः इत्यादि ज्ञातवान् इत्यादयः कथाः अस्माभिः पुरा एवं सामान्यरूपेण प्रवचनादिषु श्रुताः आसन् अतः मया अपि चिन्तितं मम दृष्टिः अपि समीचीना भवति इति विचिन्त्य गृहजनानां प्रेरणया च दर्शनाध्ययनं वेदान्तदर्शनस्य अध्ययनम् आरब्धम् तत्र भगवद्गीता उपनिषत् ब्रह्मसूत्रादिकम् अध्ययनम् अधीतम् अतः तस्य अध्ययनं मम जीवनेपि अतीव उपयोगाय अभूत् यदा मम पितृवियोगादिकं जातं तस्मिन् क्षणे वेदान्तदर्शनस्य अध्ययनस्य यः प्रभावः मम जीवने जातः तस्य परिणामेन अहम् अतीवदुःखं न प्राप्तवान् इति अहम् अनुभवामि अतः दर्शनशास्त्रस्य अध्ययनम् मम उपयोगाय अपि अभूत् किं च यदा दर्शनशास्त्रस्य अध्ययनं क्रियते तदा रागद्वेषादिषु किञ्चिदेव निग्रहः भवति इति मया अनुभूतम् अतः तत्र प्रवृत्तिरपि अतीव मम सम्पन्ना